मया बैक् याने गताः अत्यन्तं कष्टसाध्याः मार्गाः बहूनि सन्ति अत्र मध्ये मया बहुषु स्थानेषु द्विचक्रीया यात्रा कृता अस्ति तथा च एकः कठिनतमः मार्गः उडुपीयात् उडुपीतः यल्लापुरनगरस्य मध्ये मध्य मार्गः मध्यप्रदेशे एकमार्गः सन्ति यत्र तत् अत्र मार्गकार्यं प्रचलति तथा च यल्लापुरे अर्थात् अस्माकं ग्रामे मार्गः अतीवपुराणाः सन्ति तथा च तेषु बैक्याने अतीवकष्टदायकं भवति